सर्वप्रथमं यदा अहं लघुवयस्काः आसन् तदा माता कथम् पाकं निर्माणं करोति इति पश्यन् आसन् अनन्तरं सा यत् यत् शाकानि कर्तयन्ती आसीत् तान् अपि पश्यन् आसम् अनन्तरं तत् प्रथमं कर्तनं कथं कुर्वती अस्ति पाकं कथं कुर्वती अस्ति यदा सा गृहे न आसीत् तदा स्वयम् एव पाकं निर्माणं कर्तुम् उद्युक्तः आसम् अनन्तरम् तस् तस्मिन् काले तु यूट्यूब् इत्यादिकं न आसीत् इदानीम् अपि यूट्यूब् दृष्ट्वा भोजनं निर्माणं करणीयम् इति स्वेच्छा तु न भवति परञ्च तद् निर्माणं करणीयम् इति वर्तते चेत् स्वयमेव कर्तुं भवति तत् भोजनं रुचिकरं भवति इति एवम् यत् भिन्नभिन्नरीत्या अपि यत् कर्तुं शक्नोमि तत् भव् कुर्वन् भवामि